नमस्ते मम प्रदेशेतु विद्युदः समयः इति इदानीं ईश्वरस्य अनुग्रहेण तादृशं समयः न निश्चितं वर्ष चतुष्टयात्पूर्वंतु प्रातः काले घण्टाद्वयं गच्छति मध्याह्ने घण्टाद्वयं गच्छति एवमेव आसीत् तदा बहुकष्टकरं आसित् किमर्थं चेत् तत् अनुसृत्य मम अन्यकार्याणि मम अन्य पाठनं पठनं यत् अहं अन्तर्जालद्वारा कुर्वन्ती आसं तत् विद्युदः समयानुगुणं मया तत् परिवर्तनं करणीयं भवति पूर्वमेव तत् तस्मिन् विषये चिन्तयित्वा ग्रीष्मकाले इदानीं विद्युदः विद्युत् नास्ति चेत् बहुकष्टकारं किमर्थं चेत् तदा व्यजनस्य उपयोगमपि न कर्तुं शक्यते एवं भिन्नभिन्नसमस्याः पुनः यत् विद्युद्वारा पाकस्य कार्याणि भवन्ति तदपी समये इदानीं चायपाणं पतव्यं वा पाणीयसमयं वा अल्पाहारसमयं वा तदपि बहुकष्टकरं भवति अतः तद्विद्युत् नास्ति इति एव भ्रमः तस्मात् कारणात् सर्वाणि कार्याणि अपि विचिन्त्य समये समापनीयं इति भवति